हरि ओं महोदय हरि ओं अहं वदामि भवान् अहं वसुधा नायक् वदामि भवान् कः न न जानामि आम् एवं वा अहं मंगलूरुतः दूरवाणीं कृतवती इदानीं

मम मम माता पितरस्य जन्मदिनोत्सवः अस्ति तदर्थम् अन्नदानं कर्तुम् इच्छामि आम् आम् आम् आम् आम् आम् आगामि रविवासरे आम् आम् भवितुमर्हति न वा आगामि रविवासरे आम् द्विशतं जनानि द्विशतं जनानि सन्ति आम् आम् हा दातुं शक्यते महोदय

दातुं शक्यते आम् आम् आम् आम् आम् कति वादने भवति एतद् अस्तु हा अस्तु अस्तु अस्तु

दिनाङ्कः अष्टादशदिनाङ्कः आम् आम् आम् धन्यवादः अस्तु स्वीकरोमि स्वीकरोमि धन्यवादः आम् श्वः आगच्छामि धन्यवादाः